वस्तुतः भारतीय दार्शनिक दर्श दर्शन परम्परायां षड्दर्शनानि भवन्ति यथा साङ्ख्यदर्शनं योगदर्शनं न्यायदर्शनं वैशेषिकदर्शनं पूर्वमीमांसादर्शनम् उत्तरमीमांसा दर्शनम् एतेषु दर्शनेषु प्रत्येकस्य दर्शनस्य एकैकः मुख्यः पुरुषः भवन्ति यथा साङ्ख्यदर्शनस्य मुख्यः पुरुषः अर्थात् मुख्यदार्शनिकः कपिलः मुनिः पुनः योगदर्शनस्य पतञ्जलिः एवम् न्यायदर्शनस्य महर्षिगौतमः पुनः वैशेषिकदर्शनस्य कणादः पूर्वमीमांसा दर्शनस्य महर्षिः जैमिनिः एवम् उत्तरमीमांसा अर्थात् वेदान्तदर्शनस्य बादरायणः इत्येते मुख्याः पुरुषाः सन्ति कुतः इति चेत् किमर्थम् इति चेत् साङ्ख्यदर्शनस्य साङ्ख्यदर्शनं क् साहित्यदर्शनस्य प्रवक्ता अस्ति कपिलमुनिः नाम कपिलमुनिः एव साङ्ख्यदर्शनं रचितवान् इति श्रूयते पुनः योगदर्शनस्य प प्रवक्ता अस्ति पतञ्जलिः पतञ्जलिः तस्य योगसूत्रे योगदर्शनस्य परिचयं दत्तवान् पुनः न्यायदर्शनस्य प्रवक्ता अस्ति गौतमः अर्थात् गौतमः ऋषिः न्यायसूत्रेण न्यायदर्शनस्य प परिचयमकरोत् पुनः अस्ति मुक् नाम वैशेषिकदर्शनस्य वैशेषिकदर्शनस्य वैशेषिकसूत्रे महर्षिकणादः वैशेषिक दर्शनविषये वैशेषिकसूत्रं रचितवान् पुनः एकः पुनः अस्ति पूर्वमीमांसा पूर्वमीमांसा दर्शनस्य प्रवक्ता जैमिनिः अर्थात् जैमिनिः तस्य मीमांसा सूत्रे पूर्वमीमांसा दर्शनस्य विषये लिखितवान् पुनः उत्तरमीमांसा दर्शनस्य मुख्यः प्रवक्ता अस्ति बादरायणः अर्थात् बादरायणः उत्तरमीमांसा सूत्रे नाम ब्रह्मसूत्रे सूत्ररूपेण वेदान्तदर्शनस्य परिचयम् अकारयत्

चित्सुखाचार्यः इत्येते बहवः मुख्याः पुरुषाः सन्ति कुतः वेदान्त वेदान्तदर्शने तेषां पाण्डित्यं पा पाण्डित्यं पाण् पाण्डित्यत्वात् इत्यर्थः